मम इष्टतमः ऋतुः वर्षर्तु यतः वर्षाकाले मेघाः वृष्टिं वर्षन्ति खलु तां वृष्टिं दृष्ट्वा मनः प्रसन्नं भवति आतपे तप्तानाम् अस्माकं शरीरस्य तापनिवृत्तिः भवति यदि वृष्टिः भविष्यति तदानीं जलस्य समृद्धिः अपि भविष्यति वृष्टेः पूर्णा नदी दर्शनयोग्या भवति पूर्णायाः नद्याः दर्शनेन अपि मनः प्रसन्नं भवति एवं वृष्टेः कारणतः नदीनां वर्धनेन जलसंग्रहः भवति तत् जलं सर्वेषां जनानां जीवनम् अस्ति अतः वृष्टिं विना जीवितुम् अपि वयं व शक्नुमः अपि च वृष्टिः यदि न भविष्यति तर्हि सस्यानां धान्यानां वृक्षाणां च वृद्धिः न भवति वृष्टेः वर्षणेन एव भूमौ वर्तमानानां धान्यानां सस्यानां वृक्षाणाञ्च वर्धनं भवति खलु अतः वृष्टिः सर्वेषाम् अतीव अवश्यम् अस्ति अतः मम इष्टतमः ऋतुः वर्षः